हरि ओं महोदय हा अत्र मम सत्य सत्यं महोदय मम किञ्चित् सहायं आवश्यकं मम समीपे किञ्चिद्धनम् अस्ति एतत् भवतां बेङ्क् मश्ये एव स्थापयामि इति चिन्तयित्वा आगतवती अत्र आर् डि एफ़् डि सौलभ्यमस्ति खलु

अहं किञ्चिद् धनं निक्षिपं कर्तुम् इच्छामि अस्तु वा हा ओ एवं वा अस्तु महोदय कति वर्षा आं आं महोदय आं महोदय ज्येष्ठनागरिकां कृते हा हां हाम् एवं वा ओ दि दिग्नं भवति अष्टवर्षाणि आवश्यकं वा एतत् प्रती प्रतिमासं वृद्धिं हा वृद्धिमागच्छति वा ओ हा हा हा अहं अहं आगच्छामि इती एतत्तु अवश्यकं वा अहमेव आगच्छ आगन्तुं शक्यते इति हा एवं वा

अत्र नास्ति नास्ति महोदय इदानीं अहं स्थापयामी इति चिन्तितवती हा हस्तु वदतु ओ अस्तु एतत् सर्वं आवश्यकं महोदय ओर्जिनल् अवश्यकं महोदय एतत् आधार् कार्ड् सर्वं

एतत्सर्वं आ कं वा ज़ेराक्स् स्वीकरोति वा भवान् अस्तु

अस्तु अस्तु आस्तु अस्तु महोदय अहं अस्तु अस्तु महोदय अस्तु अस्तु बहु धन्यवादः महोदय एतत् भवान् ना महोदय अहं सर्वं डाक्युमेण्ट्स् स्वीकृत्य श्वः आगच्छामि अस्तु धन्यवाद महोदय आं गच्छामि राम् राम्